नमस्कारः किम् एतत् हल्दिराम् उपहारगुहम् अस्ति मम अहम् अतीव बुभुक्षिता बुभुक्षिता अस्मि अतः मम कृते एकां स्थालिकां पूर्णां मोदकानि तथा च स्थालिकात्रयं पराठाम् अपेक्षामि मम गृहस्य स सम्पर्कक्रमाङ्कः अस्ति पञ्च नव पञ्च एकम् अष्ट द्वे नव पञ्च अष्ट अष्ट एतदस्ति कृपया सर्वरेण भूखण्डः सप्तत्रिंशतिः सायिसुमनः सदनिकायां विजयानन्दः सोसैटी नरेन्द्रनगरे इत् इत्यत्र प्रेषयतु